आम् मम प्रदेशे युवसमूहः किञ्चित् विद्यावन्तः बुद्धिवन्तः सुसक्षतः सन्ति इति कारणात् नेतृत्वविषये समर्थः सन्ति समस्यां निर्वा निर्वाहयन्तः परस्परं सहकुर्वन्तः सहकारं कुर्वन्तः जीवनं यापयन्ति